मम राज्ये सङ्क्रान्तिः उगादिः श्रीरामनवमी विनायकचतुर्थी दीपावलिः ये सर्वे विशेषेण आचरन्ति अहं वस्तुतः आन्ध्राप्रान्तीया अस्मि आन्ध्राप्रान्ते सङ्क्रान्तिः बहु उत्साहेन आचरन्ति अत्र तेलङ्गाणाप्रान्ते विजयादशमी बहु सम्यक्तया आचरन्ति ते पुष्पाणि उपयुज्य बृहत् गुच्छानि निर्मीय ते मध्ये स्थापयित्वा स्त्रियः नृत्यन्ति तदनन्तरं ते गुच्छाः जले निमज्जनं कुर्वन्ति